मम क्षेत्रे तु तत् मम ग्रामे न्यायालयव्यवस्था भवति इदानीं चिन्तयतु मम गृहे कापि समस्या भवति आदौ वयं अन्यत्र कुत्रापि न गच्छामः अस्माकं ग्रामे ये प्रमुखाः भवन्ति या ज्येष्ठाः जनाः भवन्ति तेषां पार्ष्वे आदौ अस्माकं यद् किमपि समस्या अस्ति तेषां कृते वदामः अनन्तरं सः किं करोति एकः ग्रामस्य तद् ग्रामरख्खि इति वदन्ति सः भवति सः किं करोति आदेशं ददाति कि ग्राम्यजनान् आह्वयतु अद्य एकः सङ्गोष्टी भविष्यति इति सङ्गोष्टी इत्युक्ते ये तस्य किमपि समस्या अस्ति कामपि समस्या अस्ति तद् समस्या निवरणार्थं सङ्गोष्टी भविष्यति ततः सः गत्वा ग्राम ग्राम्यजनाः आह्वयन्ति एते अस्मिन् समये एव तदा सङ्गोष्टी भविष्यति सर्वे आगच्छतु तत् समाधानं कुर्मः एतादृशाः आगत्य सः सः अस्माकं यद् किमपि समस्या श्रुणोति तदनुगुणं अस्माकं समस्यायाः समाधानं करोति सः यदि समाधानं न कर्तुं न शक्नोति सः वदति तत् न्यायालयं प्रति गच्छतु इत्यति गवर्मेट् इत्युक्ते यद् वयं वदामः आरक्षका जनानां पार्श्वे गच्छतु तदनुगुणं स प्रेषयति